गतमासे आन्लैन् माध्यमेन अहं केमेरा स्वीकृतवती किन्तु तस्य प्रवर्तनं सम्यक् नासीत् लेन्स् अपि उचितः विस्तीर्णः नासीत् पेकिङ्ग् अपि बहु समीचीनं नासीत् तस्य यत्र कुत्रापि प्रश्नाः आसन् आन्लैन् माध्यमद्वारा केमरा स्वीकृतं स्वीकृतम् इति विषये मम कष्टम् अभवत्